मम प्रदेशे मनोरञ्जनार्थं कार्यक्रमाः एव सन्ति यत् लोकगीतं लोकनृत्यकार्यक्रमः तत्र अस्माकं प्रदेशस्य या परम्परा या संस्कृती वर्तते तस्य दर्शनम् अपि च तत्र एकं स्थानं वर्तते सामाजिक्कलाकेन्द्रं तत्र राजस्थान् प्रदेशस्य या संस्कृतिः वर्तते तस्याः संकृतेः प्रदर्शना तत्र क्रियते एवं प्रकार एवं प्रकारकाः विविधाः कार्यक्रमाः तत्र वर्तन्ते